आम् अस्माकं धर्मः सामुदायिकसेवाविषये उपदश उपदिशति एव यदा प्रकृत्याः प्रकोपः उदाहरणार्थं अतिवृष्टिः वा अनन्तरम् तेन कारणेन जलप्लावनं वा भवन्ति तदा राष्ट्रीयकोशस्य अथवा देशस्य कोशस्य कृते धनं प्रेशयामः वयं अपि च यस्मिन् केन्द्रे वस्त्राणि अथवा खाद्यानि स्विक्रियन्ते तत्र नूतनानि वस्त्राणि यानि भवन्ति तानि अपि प्रेषयामः